द्विसहस्रतमवर्षस्य जनवरिमासस्य द्वादशः दिवसः सप्तचत्वारिंशत् अधिक नवदशशततमवर्षस्य आगष्ट्मासस्य पञ्चदशः दिवसः पञ्चनवोत्तर दश नवदशशततमवर्षस्य मयिमासस्य तृतीयः दिनाङ्कः पञ्चनवति अधिक नवदशतमवर्षस्य मयिमासस्य तृतीयः दिवसः द्विसहस्रतमवर्षस्य मार्च्मासस्य दशमः दिनाङ्कः